अयि भोः नमस्काराः मया किं बहु मोदते इति प्रश्नः अत्र वर्तते तस्य उत्तरस्तु उत्तरन्तु मया संस्कृतभाषणं संस्कृतभाषायाः विशेषणं ज्ञातुम् तस्य ज्ञानं मम बहु मोदते पूर्वे तत्र षोडशवर्षपर्यन्तं मया संस्कृत विषये किमपि न जातं वर्तते न ज्ञातं वर्तते परन्तु षोडशवर्षानन्तरं यदा अहं पाठशालायाम् अधीतवान् आसं तदा संस्कृतस्य विशेषणं तस्य आवश्यकं मया ज्ञातम् आसीत् तत्र विशेषतः अलङ्काराः तथा च तर्कविषये व्याकरणविषये तथा च सुभाषितानि इत्यादयः मम जीवने तस्य उपयोगः करणीयः इति मया ज्ञातम् आसीत् तदनन्तरं मया व्याकरणविषये व्याकरणशास्त्रम् अधीतम् आसीत् तत्र संस्कृतस्य विशेषज्ञानम् अभवत् अतः कारणात् मया यत्किमपि उच्चते चेत् सर्वैः संस्कृतभाषणं करणीयम् एव संस्कृतस्य विशेषज्ञानं प्रापणीयम् एव इत्यलम्